मया एलेक्शन्काले बहवः कष्टाः न सम्मुखीकृताः यतोहि अहं एतावत्पर्यन्तं सकृदेव वोटिङ्ग् कृतवान् तत्र मया कोऽपि क्लेशः नानुभूतः परं सामान्यजनानां के के क्लेशाः अनुभूयन्ते इति श्रुत श्रुताः तत्र अत्र अस्माकं मातामहः एव कदाचिद् अस्वस्थाः आसन् रोगेण पीडिताः अभूवन् तस्मिन् समये वोटिङ्ग् कर्तुं गन्तुं ना शकन् तस्मिन् समये यदि गृहतः एव वोटिङ्ग् कर्तुं व्यवस्था अभविष्यत् तर्हि सम्यक् वोटिङ्ग् कृत्वा अस्माकं आनन्दः अभविष्यत् पुनश्च तत्र बहुधा श्रुतं यत् यदि कश्चित् तत्र गच्छति वोटिङ्ग् कृते परं तस्य वोट् ततः पूर्वमेव कृतं भवति अन्येन केनचित् एवं अन्याय्येन तत्र वोट संस्थाप्य बहवः तत्र जयन्ति इति तु दुःखकरविषयः